मम मम प्रदेशे पूर्वम् अनारोग्यपीडितानां कृते चिकित्सां प्राप्तुं बहु दूरम् इत्युक्ते दशकिलोमीटर् गत्वा वैद्यं द्रष्टव्यम् इति आसीत् तदनन्तरं ग्रामजनाः मिलित्वा गृहं गृहं प्रति आशकार्या कार्यकर्तारन् कर्तारं योजितवन्तः एताः सप्ताहे एकवारं वा प्रतिगृहं गत्वा रोगस्य निवारणम् अपेक्षया कुतः रोगः आगच्छति तस्य निवारणं कथम् इति चिन्तयित्वा जनान् बोधयति स्म मशकाः मक्षिकाः कथम् उत्पन्नः भवति इति चिन्तयित्वा तस्य निवारणं जागरू जागरूकरणम् अपि चिन्तयित्वा तेषां बोधयति स्म तदर्थम् अवसरः न दातव्यः इति बोधयन्ति स्म जनान् अपि इदानीं सर्वे जागरी जागरूकवन्तः तदनन्तरं इदानीं सर्वे जनाः आरोग्योन् आरोग्येन जीवन्ति